अस्माकं सिद्धान्तः द्वैतसिद्धान्तः इतिहासे द्वैतसिद्धान्तस्य प्रणेतारः नैके सन्ति तेषु मध्ये मुख्यप्रणेतारः बहुमुख्यः श्रीमान् मध्वाचार्यः श्रीमान् मध्वाचार्येण द्वैतसिद्धान्तं सम्यक् प्रचारं मध्वाचार्यः मध्वाचार्येण सम्यक् सिद्धान्तं सम्यक् प्रचारितम् तेषां योगदानं तु बहु अस्ति त तन्मध्ये मुख्यतया अस्मत् मध्वमते हरिः परतरः जगत् सत्यं तत्त्वतः सत्यम् एवं भेदो जीवगणेषु जीवगणाः भिन्नाः जीवगणेषु मध्ये परस्परं भेदः वर्तते एतान् जीवो भेदगणाः हरेः अनुचराः वयं तु सर्वे हरेः अनुचराः हरिः एव मुख्यः हरिः एव प्रधानः इति मध्वसिद्धान्ते बहु समीचीनं श्रीमान् मध्वाचार्यः सर्वत्र सर्वत्र प्रचारं कृतवान् श्रीमान् मध्वमते हरिः परतरः सत्यं जगत् तत्त्वतो भेदो जीवगणा हरेरनुचराः नीचोच्छभावं गताः मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत् साधनं ह्यक्षादि त्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः इति तु श्रीमान् मध्वशास्त्रस्य द्वैतवेदान्तस्य समग्रपरिचयं दातुं श्रीव्यासतीर्थाः अनेन श्लोकेन अस्माभिः उपकारं कृतवन्तः एतादृशः मध्वशास्त्रस्य योगदानम् अस्मिन् समाजे वर्तते